मम प्रियं वार्तापत्रं सुधर्मा इति अस्ति तस्य संस्थापकः पण्डित् के एन् वरदराज अय्यङ्गार्यः इति अस्ति मम सा मह्यम् अतीव रोचते इत्थं किमर्थम् इति चेत् वयं सर्वे अपि देशे भू भू भूजमानहात् राजकीयाः आर्थिकाः इत्यपि इत्यादयः अंशाः घटनाः निष्पक्षपातरूपेण आयान्ति तत्र वार्तासु स्पष्टता वर्तते भाषायाम् अपि सरलता वर्तते अतः अवगमनम् अवगमने अवगमने अपि सौकर्यम् आयाति त् तर्हि अत् अत्र वार्तापत्रमपि वक्त्रापि वार्तापत्रस्य मध्ये सुभाषितमस्ति तर्हि सुभाषितम् अस्य सुभाषितस्य उपयोगः शात्रस्य उपयोगः तस्य शात्रस्य उपयोगः बहु भवति बहु भवति तर्हि प्रतिदिनम् एतत् वार्तापत्रं पठनीयं तर्हि तस्य उपयोगः बहु भवति नूतनः छात्रः नूतनं सः संस्कृतछात्रस्य चा छात्रस्यापि एषः वार्तापत्रस्य उपयोगः बहु भवति तर्हि मम प्रियवार्तापत्रं सुवा सुधर्मा वार्ता वार्तापत्रं धन्यवादः